एकमेव मार्गं अनुसरन्ति इति वक्तु न शक्यते इदानीं कुटुम्बः अति लघुः एव भवति एक पुत्रः वा एक पुत्री वा अस्ति अधिकाधिक पुत्रद्वयम् अस्ति पुत्रस्य रुचिः का इति दृष्टव्यम् यदि तस्य रुचिः व्यापारे अस्ति तर्हि निश्चयेन तं पारिवारिकव्यापारे योजनीयम् परन्तु विद्याभ्यासस्य उन्नतशिक्षां प्राप्नोति चेत् व्यापारम् आधुनिकीकरणे निस् निःसंशयेन लाभं भवेत् यदि सः अन्यक्षेत्रं गन्तुम् इच्छति तर्हि गन्तव्यमेव विनारुचिः पारिवारिकव्यापारे योजनं व्यापारस्य नष्टाय भवति